अहं वीणावादनं करोमि वीणावादनार्थं मम मुखं मम मुखात् न शब्दः आवश्यकः वीणावादनार्थं करमेव मम प्रयोगं करोमि अहं प्रयोगं करोमि मुखं मम मुखे अहं यत् गीतं कीर्तनं वादयामि तस्य अर्थम् अहं जानामि चेत् उदाहरणं मम अहं महागणपतिम् इति महागणपतिं मनसा स्मरामि इति कीर्तनं वादयति चेत् तस्य अर्थम् अहं सम्यक् जानामि अतः अहं महागणपतिं मम पुरतः तिष्ठति इति अहं मम मनसि तद् फ़ीलिङ्ग् आगच्छति फ़ीलिङ्ग् आगच्छति किन्तु गानालापनं करोति सः शीतपा शीतपदार्थानां त्यागं करणीयं मम कृते तत् न आवश्यकं किन्तु अहमपि किञ्चित् किञ्चित् त्यागं करोमि गानमपि पाठनार्थं गानम् आवश्यकम् अतः अहं किञ्चित् किञ्चित् तदपि शीतपदार्थानां त्यागं करोमि उष्णजलम् पीयते चेत् किञ्चित् अस्माकं कण्ठः सम्यक् गानालापनं कर्तुं शक्यते वीणावादनार्थं तत् न आवश्यकम् मम मुखे भावम् आगच्छति मम अहं कीर्तनालापनं करोमि तस्य अर्थः अहं जानामि चेत् भो शम्भो तद् भो शम्भो तत् वादनं करोमि चेत् मम मनसि शिवस्य रूपम् आगच्छति तद् अहं किञ्चित् सन्तो ष भवति